लेखनार्थं विषयान् अहं प्रायः वृत्तपत्रेभ्यः अथवा वार्तापत्रेभ्यः सम समाजमाध्यमवाहिनीभ्यः प्राप्नोमि नैकान् विषयान् अनुसृत्य तत्र चित्रीकरणम् अथवा वार्ताङ्कनम् अथवा वृत्ताङ्कनं भवति तद्दृष्ट्वा मम मनसि विचारतरङ्गाः उद्भवन्ति याः घटनाः भवन्ति यदि ताः सुष्ठु सन्ति तर्हि तस्य परिणामः समाजमाध्यमेन समाजस्य विचारः समाजे कथं भवति तेन समाजः कथम् उन्नतिं साधयितुं साधयितुं शक्नोति इति विचाराः आगच्छन्ति मम मनसि यदि कापि अप्रिया घटना तत्र दृश्यते श्रूयते वा पठ्यते वा तदा समाजस्य अधोगतिविषये चिन्तनम् आरभ्यते एवमेव यदि प्रचलति तर्हि तदा तस्य कः परिणामः वयं दशवर्षेभ्यः अनन्तरं द्रष्टुं शक्नुमः तस्मात् अनन्तरं किं भवति अस्माकं पूर्वसूरिभिः किम् उक्तमासीत् अस्मिन् विषये ततः अस्माभिः किं पठनीयम् इत्येतान् विचारान् अनुसृत्य लेखनमहं करोमि